नमस्ते महोदय मया हल्दिरामतः पाव्भाजि साम्बार् वडा छोले भटूरे इत्यत्सर्वं मया आज्ञापितमासीत् भवान् एतानि सर्वाणि खाद्यानि स्वीकृत्य प्रस्थितवान् वा उपहारगृहतः मया तु आज्ञाप्य प्रायशः एकघण्टा अतीता हल्दिराम उपहारमन्दिरतः मम गृहं समीपे एव अस्ति केवलं पञ्चकिलोमीटर् तथैव अस्ति केवलं पञ्चदशनिमेषः अलम् ततः एतावत् पर्यन्तम् आगन्तुम् अस्मिन् समये ट्राफिक् अपि अधिकं न भवति तथापि सार्ध एकघण्टां स्वीकृतवान् अस्ति समयः अधिकः भवता स्वीकृतः यथा शीघ्रं मम आज्ञापितानि आहारवस्तूनि मह्यं प्रापय